आधुनिककालस्य मनोरञ्जनकलायाः पारम्परिकस्यायाः कलायाः च भेदः भेदः अस्ति एव पारम्पर् पारम्परिककलायाः इत्युक्ते तद् बहु पूर्वं नाट्ये तु विभिन्नाः प्रकाराः नाट्यानि नृत्यानि आसन् वैलाट्टं कुय्ल मैलाट्टं कर्गाट्टम् इति सर्वम् आसीत् ग्रामेषु नाटुप्पर् प्रकलेहळ् इति तद् सर्वम् आसीत् किन्तु इदानीम् आधुनिककाले तद् शीघ्रं दुरितगत्या आधुनिककालः तु दुरितगत्या अस्ति अतः तत् सर्वं ग्रामेषु एव इदानीं सन्ति उय्लाट्टं मय्लाट्टं तद् कर्गाटं तत् सर्वम् इदा इदानीमपि ग्रामेषु सन्ति किन्तु नगरेषु तत्सर्वं न्यूनं जातम् इदानीं तु तत् मनोरञ्जकम् इति भरनाट्यं भरतनाट्यम् अस्ति तद् क्लासिकल् डान्स् एव अनन्तरं लैट् लैट् म्यूसिक् इति आगतम् अनन्तरं किञ्चित् नाटकं तत् तदा नाटकम् आगतम् तदेव भेदः तद् पारम्परिककला इत्युक्ते बहुकालं गत्वा तद् एकः आचार्यस्य समीपं गत्वा पा तद् शिक्षणं कृत्वा एव ते कृतवन्तः इदानीं तु तत् आधुनिककालः तु बहु शीघ्रम् गमनं शीघ्रं तत्सर्वं शीघ्रमेव तद् गन्तव्यं शीघ्रमेव भवितव्यम् इति कारणेन तद् मनोरञ्जनकलायाम् अपि किञ्चित् भेदाः भेदाः अभवत्